पाश्चात्यतत्त्वशास्त्रविषये अधिकं ज्ञानं मम नास्ति किञ्चित् यद् पूर्वतः श्रुतं तदधिकृत्य अहं यद् जानामि तदस्ति वेस्टर्न् फ़िलोसफ़ि इति पाश्चात्यतत्त्वशास्त्रं भवति तद् बहुकालपूर्वम् एवम् आरब्धम् तत्र प्रथमया मनःशास्त्रम् इति विषयः किञ्चित् नूतनः ततः पूर्वं यद् मनः शरीरं प्रकृतिः ईश्वरस्य उद्भवम् एतत् सर्वेषु विषयेषु ज्ञानम् अस्ति तद् सर्वं वेस्टर्न् फ़िलासफ़ि अथवा पाश्चात्यतत्त्वशास्त्रम् इति शास्त्रे अधिकृतः तत्र बहवः श्रेष्ठाः सन्ति किन्तु केचन यदहं जानामि तद् अस्ति सोक्रटीस् सः अलेक्साण्डर् इति महाराजस्य राज्ञः गुरुः भवति अन्यद् नूतनः एकः रने डेस्काटसिरि श्रूयते तस्य प्रसिद्धः एकवाचकम् अस्ति कुजीको एर्गोसम् एतावत् किमपि अस्ति इत्युक्ते अहं चिन्तयामि तत् कारणेन अहं भवामि इति अर्थः एतत् सर्वं वेस्टर्न् फ़िलासफ़ि मध्ये आगतम् आगच्छति अन्ये बहवः अपि सन्ति अरिस्टोटल् भवति बहवः प्रसिद्धाः सन्ति किन्तु तत्ससये ते चिन्ता श्रेष्ठकाः इति रूपेण ज्ञायते